मम प्रदेशे इदानीं शिक्षणं कथम् इत्युक्ते कदाचित् एकं सर्टिफ़िकेट् प्राप्तव्यम् अनन्तरं तत् सर्टिफ़िकेट् प्रदर्श्य एकम् उद्योगं प्राप्तव्यम् इति एव चिन्तनम् अस्ति शिक्षणं किमर्थम् इति ये पाठयन्ति तेषामपि कल्पना नास्ति ये पठन्ति तेषामपि कल्पना नास्ति उद्योगः केवलं धनसम्पादनार्थम् इति जायमानम् अस्ति निमित्तमात्रं कुर्वन्तः सन्ति गौर्मेन्ट् उद्योगः वक्तुमेव न शक्यते तावद् मलिनस्वं जायमानमस्ति अस्मिन्काले शिक्षणं कथं चलति इत्युक्ते यथेष्टं मानेजर्स् निर्माणं चलति कार्यं कर्तुं जनानां प्राप्तिः नूनं जायमानम् अस्ति अस्मिन्काले शिक्षणतः नेतृत्वगुणम् उक्त्वा यूनां निर्माणं कुत्रापि न चलति पूर्वतनकालम् आसीत् यदा स्वातन्त्र्यकालः तस्मिन् काले तत्र प्राधान्यमासीद् एतेषां नेतारः वयं प्राप्तवन्तः